हा नमस्ते वदन्तु हा आम् आम् हेग्डे रोयल् होटेल् इति

आम् अवश्यं लभ्यते लभ्यते भवन्तः कदा आगच्छन्ति हा अस्तु चिन्ता नास्ति अस्माकं होटेल्मध्ये एसि रूम् विद्यन्ते पुनश्च

जन च चतुष्टयं कृते बेड्स् विद्यन्ते पुनश्च हा बेड् चतुष्टयं लभ्यन्ते नाम रूम् द्वयं वर्तते हा प्रत्येकस्मिन् प्रकोष्ठे बेड् द्वयं वर्तन्ते

हो स्विमिङ्ग् पूलस्ति उग् नाम पुरतः एव वर्तते स्विमिङ्ग् पूल् वर्तते उपहारादिकं सम्यक्तया दीयते

एकस्य दिनस्य एकस्य एकस्य प्रकोष्ठस्य कृते त्रिसहस्रं भवति ओ एवं नास्ति भोः अह् यतः अत्र एताः व्यवस्थाः सन्ति खलु अतः किञ्चित् एव् पु पुनः हा भोजनस्यपि विशिष्टः विशिष्टतया दीयते भोजनं पुनश्च रु रुचिकरमपि भवति रुचिकरमपि भवति तत्र हा एवम् एवम् एवं पुनः भवन्तः किं वाञ्छन्ति तदेव दीयते तथा व्यवस्था वर्तते अतः एतत् अधिकं न जातमिति मन्ये अहम् हो एवम् एवं स्नानगृहाणि लभ्यन्ते पुनश्च तत्र उ उष्णजलम् अपि उष्णजलमपि लभ्यते एवं पुनश्च शवर् इत्यादिकं वर्तन्ते तत्र चिन्ता नास्ति भवतां कृते बहु आनुकूल्यं वर्तते एतत् पुनः अत्र अन्यत्र यदि भवन्तः पश्यन्ति चेत् इदमेव वरमिति भवन्तः चिन्तयन्ति तथास्ति अस्माकं होटेल् क् कदा आगच्छन्ति भवन्तः यतः बुक् कर्तुम् अस्तु बुक् कर्तुम् अहं पृष्टवान्

अस्तु अस्तु भव् अस्तु तर्हि हा प्रकोष्ठद्वयं कुर्मः तत्र एकस्मिन् प्रकोष्ठे भवन्तः अड्जेस्ट् कुर्वन्तु एकम् अस्तु मिलामः पुनर्मिलामः आगच्छन्तु स्वागतं भवतां कृते हा अस्तु